अतः पशुपालना विधिः या अस्ति तदस्माभिः बहु जागरूकतया निर्वहणीयं भवति पशुपालनम् इति बहु क्लिष्टा क्लिष्टः एवं च बहु श्रमदा श्रमयुक्तः विषयः वर्तते तत्र अवधानं बहु दातव्यं भवति ते अपि प्राणिनः तेषाम् अन्ते अपि बाधा वा सन्तोषः वा क्रोधः वा शान्तिः वा तत् सर्वं भवति एवं च तेषाम् अपि रोगः आगन्तुम् अवकाशः विद्यते तेषाम् अपि प्रायशः सन्तानोत्पत्तिः कारणीया भवति सर्वं करणीयं भवति यतो हि ते अपि अस्माकम् अस्माकं यत् अस्माकं मनसि चिन्तनं यद् भवति याः चिन्तनाः आगच्छन्ति अस्माकं शरीरे अपि बाधा भवति यदा कदा अपि कार्यं न करणीयम् इति नीरसता भवति तत् सर्वं तैः अपि अनुभूयते एव अतः पशुपालनसम्बद्धाः नियमाः तु सन्ति अस्माभिः अन अनुसरणीयम् अपि मया तु पशुपालनसम्बद्धान् नियमान् बहवः अनुसर अस अनुसरामि यतो हि अहं वस्तुतः पशोः पालनं न करोमि तेषां संरक्षणं करोमि ये ते मम परिवारजनाः एव इति मत्वा अहं तेषां रक्षणं करोमि अतः मम कृते पशुपालननियमाः नियमाः इव न दृश्यन्ते ते न भासन्ते ते केवलम् अस्माकम् आत्मनि आत्मीयजनानां रक्षणार्थं यान् वयं नियमान् स्थापयामः परि परिकल्पयामः तादृशाः नियमाः एते इति चिन्तयामि एवं च पर्यावरणनियमाः इत्युक्ते वयम् इदानीन्तनकाले बहिः पश्यामः यत् डैरि फ़ार्मिङ् मध्ये गोमातुः वारं वारं वारं वारं तस्याः गर्भदानं क्रियते तदपि साङ्केतिकरूपेण क्रियते यत्र गोवत्सः प्राप्यते यदि स्त्री अस्ति तर्हि तस्याः संरक्षणं वर्धनं क्रियते यदि पुरुषः इत्युक्ते यदि ऋषभः प्राप्यते तस्य गोवत्सः यदस्ति तस्य म् मारणं कारयन्तः सति जनाः वाणिज्यदृष्ट्या पश्यन्ति सर्वं वाणिज्यदृष्ट्या पशुपालनं न करणीयम् इति मुख्यः नियमः सर्वैः अपि अनुसरणीयः इति यतो हि अस्माकं कृते ते वाणिज्यस्य केन्द्रं भवितुम् अर्हन्ति धनप्राप्त्यर्थं वयं कुर्मः प्रायशः परं तेषां तु एकं जीवनं वर्तते तत्र यदि वयं तं मारयामः तेषां मारण्ं नाण् मारणानां कृते मरणस्य कृते कारणीभूताः भवामः तर्हि तद् अन्यायः अस्ति न करणीयम् अतः पशुसम्बन्धे अस्य पर्यावरणं परिव पर्यावरणस्य उपरि अपि अस्य प्रभावः बहु बहु क्लिष्टकरः क्लेशदायकः भवति अतः न करणीयं तथा एवं च

अन्तर्जालीयमाध्यमेन एव अहं पश्यामि तत्र समाधानं प्राप्स्यते चेत् अहं तस्य उपयोगं करोमि अन्यथा एव मया ऋग्णालये गम्यते विशेषतया मया सर्वदा अन् अन्तर्जालीयम् अनुसरणं करोमि गम्भीरविषयेषु प्रायशः न करोमि परं सामान्यविषयाः तु सन्ति एव यतो उदाहरणार्थं किं भोजनार्थं किं दातव्यं किं न दातव्यम् एवं च यदि मम पशोः किञ्चित् तस्याः शरीरे किमपि उत्पद्यते एलर्जि इव तत्र किं करणीयं कारणं किं भवति प्रायशः मम पशोः किञ्चित् क्रोधः वर्धितः चेत् किमर्थं प्रायशः इति सर्वं द्रष्टुं तु अहम् अन्तर्जालीयम् अन्तर्जालीयव्यवस्थामेव गच्छामि प्रथमं यदि समस्या गभीरा इति दृश्यते गभीरा समस्या अस्ति चेद् अहं निश्चयेन अन्तर्जालं न पश्यामि